अहं नगरे एव वसामि अत अस्मिन् स्थाने छात्रा किमपि कर्तुम् अर्हन्ति सैन्स् वा टेक्नालजि वा इञ्जिनियरिङ्ग् वा मेडिसिन् वा किमपि कर्तुम् अर्हन्ति ते कुर्वन्ति अपि परन्तु ग्रामीय बाला बालानां कृते एतादृशं वातावरणं नास्ति नगरे नगरबालानाम् कृते सर्वं प्राप्यते एव ग्रामीयबालानां कृते तावत् सैन्स् वा टेक्नोलजि वा न गच्छति तत अत सर्वकारा तत्रापि तत् तत् करणीयं परन्तु केवलं सर्वदा सैन्स् टेक्नोलजि इति कृत्वा किं प्रयोजनम् इति तदपि चिन्तनीयम् अन्यत् अस्माकं लिटरेचर् वा पेरामेडिकल् वा अन्यथा नेवि आर्मि तत्रापि बाला गन्तव्यं परं गत दशवर्षेभ्य तत् न्यूनं भवति बाला एतत् इञ्जनियरिङ्ग् वा डाक्टर् वा तदेव कर्तुम् इच्छन्ति अन्यविषया भारतदेशस्य सुरक्षा विषये बहुबाला पुरत आगत्य तत्रापि गन्तव्यम् अनन्तरं लिटरेचर् अपि किमपि भवतु भाषाया साहित्यं वा भवतु अन्यथा रिसर्च् वा भवतु लिटरेचर् विषये सर्वासु भाषासु समानगति भवति अधिकं बाला भाषाविषये ज्ञानं दातुं न इच्छन्ति प्राप्तुमपि न इच्छन्ति तस्मिन् विषये परिवर्तनं बहु मुख्यमिति मन्ये